संस्कृतरूपकसाहित्ये बहूनि रूपकाणि सन्ति एतेषां प्रसिद्धिः जगति विलसति यथा कालिदासस्य अभिज्ञानशाकुन्तलं भवभूतेः उत्तररामचरितं भासस्य त्रयोदशरूपकाणि भारवेः किरातार्जुनीयं माघस्य शिशुपालवधम् एतानि सर्वाणि रूपकाणि विश्वप्रसिद्धानि सन्ति तथापि मह्यम् उत्तररामचरितम् अधिकं रोचते उत्तररामचरितं सर्वश्रेष्ठं वर्तते भगवतः श्रीरामस्य कथा तु पावनि एव तथापि केचन दुष्टाः अद्यापि विद्यन्ते ये तस्य विषये अन्यथा वदन्ति रामे महान् आक्षेपो विद्यते यत् सः राज्याय स्वधर्मपत्नीं त्यक्तवान् इति आक्षेपमेव आधारिकृत्य भवभूतीना उत्तररामचरितं लिखितं तत्र या व्यथा रामस्य उक्ता या च स्थितिः सीतावियोगादनन्तरं प्रतिपादिता तत्सर्वं सुमनोहरं करुणाकरं वर्तते प्रतीयते कियत् उक्ताक्षेपं निराकर्तुमेव उत्तररामचरितं विलिखितम् रूपकमिदं रामस्य चरित्रं मार्जयति कलङ्कं च प्रक्षालयति अतः रूपकमिदं मे अति प्रियम्